भोः अहं स्विग्गी मध्ये आर्डर् कृतवान् तत् अहं केन्सल् अपि कृतवान् नाम किञ्चित् कालः अपेक्षते तदनन्तरं तत्र अत्र व्यवस्था सम्यगिति कारणात् भवान् आगन्तुं न शक्यते तस्मात् कारणात् आर्डर् केन्सल् कृतवान् तर्हि ह्यः कृतवान् इदं अद्य अधुना पर्यन्तं तत् रीफ़ण्ड् न जातं तस्मिन् विषये भवान् किञ्चित् दृष्ट्वा तद्वदति वा तस्य रीफ़ण्ड् कर्तुं किञ्चित् प्रयासः करोतु भोः